गणितविषये विज्ञानविषये तु केचन बालानां कृते आसक्तिः स्वयमेव भवति तेषां कृते बहु करणीयम् इति किम् अपि न आवश्यकम् अन्येषां कृते किञ्चित् क्रीडाद्वारा गणितपाठनं किञ्चिद् एक्स एक्सपीरियेन्शियल् लर्निङ्ग इति वदन्तः तद अनुभव द्वारा विज्ञानविषयस्य अवगमनम् तत् तस्य प्रयोग प्रयोगात्मकरूपेण तस्य अवगमनं तद् बहुसम्यक् भवति बालाः इच्छन्ति अन्यद् तद् मनसि तिष्ठति बहुसमय पर्यन्तं तत् तिष्ठति तस्य प्रयोजनम् अपि सम्यक् भवति